हरि ओम् नमस्ते फ़ि एच् फ़ोर् वा अहं बेबीमल्लिकस्मि अधुना भवता यत् खाद्यं दत्तं तत् बहु असमीचीनं वर्तते पञ्चाशत् रूप्यकाणि स्वीकृत्य एतावत् अरुचिकरं भोजन कथं दातुं शक्यते एतद् ह्यस्तनखाद्यम् इव भाति एतद् भुक्त्वा कीयद्वारं मम वमनं जातमिति भवान् जानाति वा अधुना अस्वस्थास्मि अहम् खाद्यनिरीक्षकसकाशे निश्चयेन निवेदनं समर्पयामि यत् भवत् भि भवद्भिः मह्यं नष्टम् भोजनं दत्तमिति